अहं तेलङ्गानाराज्यस्थ निजामाबाद् जनपदे विद्यमान भीमगल् ग्रामतः अस्मि मम स्वग्रामे भीमगलग्रामे एव अहं प्राथमिकविद्याभ्यासं कृतवान् सप्तमकक्ष्यापर्यन्तं स्वग्रामे एव शिशुमन्दिरं सरस्वतिशिशुमन्दिरम् इत्यस्मिन् विद्यालये पठितवान् अनन्तरं यादगिरीगुट्टा श्रीलक्ष्मीनरसिह्मस्वामीसंस्कृतविद्यापीठम् इत्यस्मिन् महाविद्यालये पारम्परिक प्राच्य संस्कृतमहाविद्यालये नवमीकक्ष्यातः बी ए लेङ्गवेजेस् डिग्री पर्यन्तं सप्तवर्षाणि यावत् तत्रैव अधीतवान् संस्कृतम् अधीतवान् अहं यादगिरीगुट्टा कलाशालायां शब्दान् धातून् अमरकोषं काव्यग्रन्थान् आलङ्कारिकग्रन्थान् व्याकरणग्रन्थान् एवं दर्शनग्रन्थान् च अधीतवान् तदनन्तरं यम् ए कर्तुम् अहं भाग्यनगरस्थ उस्मानियाविश्वविद्यालये प्रविष्टवान् वर्षद्वयं यावत् अध्ययनं कृत्वा यम् ए संस्कृतम् इति उपाधिं प्राप्तवान् तदनन्तरं संस् नवदेहल्यां संस्कृतभारत्या आयोजितायां भाषाव्युत्पत्तियोजनायां एकवर्षात्मिकायां सम्यक् भाषाशिक्षणं प्राप्तवान् अनुवादशिक्षणं प्राप्तवान् एकं पुस्तकम् अनुदितवान् च तदनन्तरं तिरुपतिस्थ राष्ट्रीयसंस्कृतविद्यापीठे शिक्षाशास्त्री बी एड् इति उच्यते एकवर्षात्मकं पाठ्यक्रमं समापितवान् अनन्तरं राष्ट्रीयसंस्कृतविश्वविद्यालये तिरुपतिस्थे साहित्यविभागे विद्यावारिधिः पी एच् डी इति उपाधिम् अपि प्राप्तवान् अस्मि अहम् अधुना डाक्टर् रागी वेङ्कटाचारी तस्मिन् एव तिरुपतिस्थ राष्ट्रीयसंस्कृतविश्वविद्यालये अधुना साहित्यविभागे अतिथि अध्यापकरूपेण कार्यं कुर्वन् अस्मि